देवता मूर्तिनां निर्माण विषये प्रयुक्त पद्धतिः विशिष्ट सांस्कृतिक धार्मिक परम्परानां अनुसारं भिन्नं भवति परन्तु सामान्यतया प्रक्रियायां अनेकानि सामान्यानि सोपानानि भवन्ति प्रथममं भवति सामग्री चयनं पुनः शिल्प कला पुनः भवति अलङ्कारः मन्दिरस्थापनं इत्यादि सोपानानि भवन्ति पुनः तत्र सामग्री चयनं कथं भवति इत्युक्त्ते मूर्ति निर्माणार्थं प्रयुक्तानां सामग्रिणां चयनं परम्परायां संसाधनानां उपलब्धतायाः उपरि निर्भरं भवति सामान्यसामग्रीषु मृत्तिका काष्टं धातुः यथा पीतलकं वा कांस्यं वा पाषाणः सङ्गमरवरः च सन्ति शिल्प कला नाम कुशलः शिल्पिनः प्रायः शिल्पकारः वा शिल्पिनः इति पृच्छन्ति ते स्वस्य कलात्मक विशेषज्ञातायाः पारम्परिक प्रविधीनां च उपयोगेन मूर्तिनां शिल्पं च उत्तमतया कुर्वन्ति ते विस्तरेषु ध्यानं दत्वा विशिष्ट देवतायाः चित्रणं कुर्वन्ति पुनः मुख्यतया तत्र भवति प्राणस्य आह्वानं नाम कतिपय परम्परासु एकदा मूर्तिशिल्पं कृत्वा प्राण प्रतिष्ठा अथवा प्राण प्रतिष्ठानम् इति नाम्ना प्रसिद्धः अभिषेकविधिः क्रियते अस्मिन् संस्कारे प्राण इति नाम्ना प्राण शक्तिः दिव्य शक्तिः वा प्रतिमायां आह्वानं भवति येन सः दिव्य सान्निध्यस्य पात्रं भवति इति